महाराष्ट्रराज्ये चन्द्रपूरजनपदे प्राकृतिकसम्पन्नमूलानि सन्ति येषाम् उपयोगः व्यापारेषु कर्तुं शक्यते महाराष्ट्रराज्ये चन्द्रपूरजनपदे दगडीकोळ्सा इति मराठीभाषायाम् उच्यते तस्य उपयोगः व्यापारे रेल यानस्य कृते क्रियते अन्यः ताडः इति वृक्षः अस्ति ताडः इति वनौषधियुक्तः वृक्षः अस्ति एतस्य बृहत् वनं ताडोबा मध्ये अस्ति ताडोबा अपि चन्द्रपूरजनपदे अस्ति अन्यत् निम्बवृक्षः तुलसीदलम् एते भिन्नाः भिन्नाः वृक्षाः सन्ति तेषाम् उपयोगः वयम् औषधिवनस्पतयः इति कृते कर्तुं शक्नुमः न नैसर्गिकवनस्पतिः इति अस्ति तर्हि तेषाम् उपयोगः वयं कर्तुं शक्नुमः तुलसीदलं प्रतिगृहं प्राप्यते प्रतिगृहं प्राप्यते